मया समीपस्थे नगरेषु आरोग्यशिक्षण उद्योगप्राप्तिविषये संचारव्यवस्थायाः दुर्लभताकारणेन किमपि समस्या न अनुभूता तथापि यदा अहम् पी यू सि पठन् आसम् तदा कालेज् तः गृहं गन्तुं सायंकाले एकवादन तत्र लोकस्थाननिल्दाणे निरीक्षणं कर्तव्यमासीत् तदेकमेव समस्या प्रायशः अनुभूता